नमस्ते महोदय भवतः पार्सल् आगतः अस्ति स्वीकरोतु कृपया महोदय क्षम्यतां हा हा जानामि किन्तु तत् भवत्याः भवतः पार्सल् तत्र एतत् अपि प्रेषयित्वा इदानीं तद् आगच्छन् अस्ति क्षम्यतां महोदय न तद् जानामि महोदय किं कुर्मः इदानीं तत् किञ्चित् रिशित किं विष्टमेव अस्ति स्वीकर्तुं शक्यते महोदय महोदय कृपया एतत् स्वीकरोतु महोदय नो चेत् मम तत्र मेनेजर अस्ति खलु सः अपि तर्जयति किम् अभवत् तत् होटल् अपि किञ्चित् मम् येन दत्तवान् अत्रापि भवतः कुत्रापि इदानीं गत्वा अपि आगतवान् आम् आं जानामि जानामि महोदय तद् मम एव दायित्वम् अस्ति किन्तु किं करणीयं तत्र होटल् तत् एतत् किञ्चित् विलम्बम् अभवत् अनन्तरम् अ अन्य स्थले एतत् किं दत्वा आगतः किञ्चित् कृपया स्वीकरोतु न जानामि महोदय किं बहुदिनान्तरमिव अत्रागत्य एतत् भवति खलु कृपया स्वीकरोतु नो चेत् किं करणीयम् अस्तु महोदय अस्तु महोदय क्षम्यतां हा